एकमेव पात्रं नास्ति बहु अस्ति पात्र प्रक्षः भगिनी एकनिमिषं पात्रप्रक्षालनस्य प्रक्रियाम् किम् इति चेत् सर्वाणि पात्राणि एकस्मिन् द्रोण्यां संस्थाप्य तत्र जलं प्रथमं स्थापयामः जले स्थापयामः सर्वाणि पात्राणि एकघण्टापर्यन्तम् पात्राणि जले भवन्ति अनन्तरम् तत्र विद्यमानं फेनकचूर्णम् स्वीकृत्य कूर्चः अपि एकं स्वीकृत्य वयं सम्यक् प्रत्येकं पात्रमपि प्रक्षालनम् करणीयम् यदा स्निग्धपात्राणि सन्ति स्निग्धपात्रस्य उपरि अहं सर्वदा उष्णजलं प्रथमं स्थापयामि उष्णजले स्थापयामि तदनन्तरम् फेनकचूर्णं पात्रप्रक्षालनद्रवः द्वयोरपि मिश्रेण मिश्रं मिश्रणं कृत्वा क्षोदनार्थम् वयं प्रयोगं कुर्मः एतद्रीत्या वयं कुर्मः चेत् सर्वे सर्वेषु पात्रेषु किमपि स्निग्धता स्निग्धता भवति चेत् तदपि गच्छति अनन्तरं तत् नूतनपात्रंरीत्या भविष्यति एतदेव अहं प्रथमदिनं प्रा एतदेव अहं प्रतिदिनं करोमि प्रक्षालनानन्तरम् एकं वस्त्रं स्वीकृत्य सम्यक् मार्जयित्वा अहं तस्य स्थले स्थापयामि